हरिः ओम् आं नमस्कारः आं सत्यम् एवम् आमां भवान् वदतु कस्मिन् शास्त्रविषये अपेक्ष्यते एवम् एवम् आं वर्तते तत् तत्र प्रदीपोद्योतसहितं वर्तते संस्कृतव्याख्यानमपि केवलं वर्तते हिन्दीभाषया अपि व्याख्यानम् अस्ति भवता किमपेक्ष्यते इति वदतु हिन्दीव्याख्यायाः तत्र आम् आं हिन्दीव्याख्यायाः कृते अष्टशतं किञ्चिदधिकमस्ति तदपेक्षया च चत्वारिंशदधिकं चत्वारिंशतदधिकम् अष्टशतं वर्तते भवानत्र आगत्य स्वीकर्तुं शक्यते चेत् किञ्चित् डिस्कौण्ट् दीयते अथवा यदि पोस्ट् करणीयं भवति भवति चेत् किञ्चिदधिकम्

एवम्

आमस्ति एव

आमामां ब्रह्मकाण्डस्य एकं सम्यग्व्याख्यानमस्ति

नाम यत्सम्यग्व्याख्यानम् आमामां नाम हिन्दी अपि वर्तते तत्र सम्यक्तया अवगम्यते चौखम्बा सुरभारतीप्रकाशन तत् प्रकाशितं एवम् आं तस्य प्रायः त्रिंशत्यधिकं पञ्चशतं यतो हि केवलम् एकमेव पार्ट् अस्ति ब्रह्मकाण्डमिति अतः एवम् इतोपि आमामां एकं वर्तते दीपिका इति व्याख्यानमस्ति हिन्दीभाषया तत् स्वीकर्तुं शक्यते आमामाम् आम् अहम् तस्याः मूल्यम् अधिकं नास्ति प्रायः पञ्चविंशत्यधिकं चतुश्शतम् आम् अस्तु तर्हि अहं स्थापयामि एतानि पुस्तकानि वदतु आं वर्तते परन्तु तस्मात् केवलं संस्कृतव्याख्यानमेव अस्ति तद् ग्र तस्य ग्रन्थस्य अपेक्ष्यते चेत् स्वीकर्तुं शक्यते एवम् एवमेवं स्थापयामि धन्यवादः